मया कदापि बहु उत्तमं सिल्पं न कृतम् लघु लघु सिल्पानि एव कृतानि सिल्पकरणप्रक्रियायां सहनं श्रद्धा च बहु आवश्यकि मुखस्य निर्माणसमये तु बहु जागरूकता अपेक्षिता